मया अमेजान् द्वारा हों त्येटर् प्राप्तुं सूचना दत्ता आसीत् तद्दृष्ट्वा दिनत्रयानन्तरं तद् उपलब्धं तत्र ये टेक्नीषियन्स् आसन् ते अपि सम्यक् तत् योजितवन्तः तत्र ध्वनिवर्धकं वर्तते अपि च यत् स्क्रीन् वर्तते तत् समीचीनमस्ति शब्दमपि सुष्टु श्रोतुं मनः प्रभवति दर्शनव्यवस्थापि समीचीनतया वर्तते यत् आर्डर् कृतमासीत् तत् समीचिनतया भवद्भिः प्रेषितं तेन सन्तुष्टोहं